अन्यभाषा अपेक्षया संस्कृतभाषा विशिष्टा बहु महत्वपूर्णा भाषा अस्ति अमन्त्रम् अक्षरं नास्ति इति उक्ति अनुसारम् एकमपि अक्षरं नास्ति यत् अक्षरम् निरर्थकम् अस्ति यतोहि संस्कृतभाषा अस्माकं भाषाणां जननी अस्ति भारतः विश्वगुरुः अस्ति सर्वं साहित्यं संस्कृतभाषायाम् उपलब्धमस्ति संस्कृत वदनेन ये जनाः संस्कृतं वदन्ति तेषां व्यायामः भवति संस्कृतं देवाणां भाषा अस्ति यतोहि अस्यां भाषायां ये अक्षराः सन्ति तेषामपि बहु वैशिष्ट्यम् अस्ति कण्ठ तालु दन्त्य ओष्ठ इति उच्चारणस्थानानि सन्ति इतोऽपि न्यूनातिन्यूनं शब्दैः सह वयं संस्कृतवाक्यनिर्माणं कर्तुं शक्नुमः यथा अहं पठामि इति अपेक्षया केवलं पठामि इति वदेत् चेदपि कर्ता कः अस्ति क्रियापदं किमस्ति एतदपि जनाः वक्तुं शक्नुवन्ति अतः अन्यभाषा अपेक्षया संस्कृतभाषा विशिष्टा भाषा अस्ति संस्कृतभाषा अतः एव सर्वे सर्वासां भाषाणां जन्म अभवत् यथा पितृ फ़ादर् मातृ मदर् स्वश्रू सिस्टर् भ्रातृ ब्रदर् इति आङ्ग्लभाषायाः निर्माणं संस्कृतभाषायाः एव अभवत्